ग्रामेषु क्रीडाः प्रायः बहिर्भवन्ति नगरेषु बहिरपि भवन्ति आन्तरिकक्रीडाः अपि भवन्ति ग्रामेषु अपि आन्तरिकक्रीडाः भवन्ति परन्तु न्यूनाः एव सर्वम् प्रकृत्या यद् लब्धं तान् उपयुज्य क्रीडन्ति ग्रामेषु सर्वत्र नदीतीरे मन्दिरे मन्दिरं परितः क्रीडाङ्गणे क्रिडाङ् क्रीडाङ्गणानि इति सन्ति एव तत्र अ कृषिक्षेत्रे कृषिक्षेत्रे तादृशं भिन्न भिन्न स्थानेषु क्रीडाः भवन्ति एव अत्र नगरेषु प्रायः क्रीडाङ्गणम् इति क्रीडाङ्गणम् क्रीडाङ्गणानि सन्ति परन्तु तद् न्यूनानि इति एव भाति अतः आन्तरिकक्रीडाः अधिकाः भवन्ति इदानीं स्पोर्ट्स् काम्प्लेक्स् इति भवन्ति तन्निमित्तं माल्स् भवन्ति तत्र गत्वा क्रीडन्ति उदाहरणार्थम् बौलिङ्ग् इति अस्ति तद् माल् अन्तः एव अस्ति तादृशम् अधिकाधिकाः क्रीडाः आन्तरिकक्रीडाः इति भवन्ति तत्र मूल्यमपि अधिकम् भवति कुत्र नगरेषु परन्तु ग्रामेषु वयं पश्यामः तत्र मूल्यं प्रायः न्यूनमेव भवति मुख्यः भेदः अस्ति प्रकृत्या क्रीडाः इति ग्रामेषु अधिकाः क्रीडाः इति नगरेषु क्रीडानां गणना कुर्मः चेत् नगरेषु अधिकाः अधिकाः क्रीडाः सन्ति अतः वयम् एतत् उपरि अस्ति वा अन्यत्र उपरि अस्ति वा इति प्रश्नः एव नास्ति यत्र यद् लब्धं तत्र तद् उपयुज्य वयं सर्वे क्रीडामः क्रीडाः इति सर्वत्र भवन्ति एव भिन्न भिन्न रूपेण भवितुम् अर्हति ग्रामेषु कानिचन अथवा ग्रामेषु क्रीडाः ग्रामेषु एव इति अपि क्रीडाः सन्ति तादृशाः क्रीडाः नगरेषु प्रायः न भवन्ति विपरीतमपि भवति एव अतः वयम् एतादृशम् अस्माकं देशे पश्यामः